मानसोल्लासार्थं मम प्रदेशे चामुण्डिबेट्टा अस्ति ज़ू अस्ति अनन्तरं फाण्टासि जि आर् एस् फाण्टसि इति अस्ति अनन्तरं के आर् एस् डाम् अस्ति अनन्तरं बहूनि लेक्स् सन्ति लेक्स् सन्ति अनन्तरं पालेस् अस्ति मैसूर् पालेस् अस्ति चामुण्डि बेट्टा अस्ति मम नगरे अपि चलचित्रमन्दिराणि सन्ति अनन्तरं क्रीडाङ्गणम् अपि अस्ति उध्यानम् अपि अस्ति सर्वत्र निःशुल्कम् एव चलचित्रमन्दिरं विहाय